भारतस्या राजनीतिविषये अहं तावत् न जनामि परं पारजकीयपक्षाणां विषये राजकीयनायकाः सर्वे अपि स्वार्थजीवनं स्वार्थजीवनपराः स्वार्थम् एव इतः पूर्वं स्वार्थं विहव विहाय परोपकारार्थं जीवनङ्करणीयमित्युच्यन्ते परम् इदानीं सर्वे अपि नेताः स्वार्थंजीवनमेव कुर्वन्ति भारतीयप्रजाप्रभुत्वे तु मह्यम् अस्माकं संस्कृतस्स संस्कृतिश्च संरक्षणमेव अतीव रोचते परम् इदानीन्तनकाले अस्माकं नेताः नूतनविधयः गतिवधयः आरभ्य अस्माकं संस्कृतिं संस्करतश्च निष्कास्य नूतनविधानां परिपालनञ्च कुर्वन्ति अस्माकं विषये अस्माकं राजनेताः संस्कृतिं संस्कृतश्च नि निष्कास्य अनन्तरं तत्र प्रान्तीय भाषाणाम् आप अपादानानां तत् तत् अत्र अस्माकं पाठशालासु अपि संस्कृतं निष्कास्य सर्वे अपि प्रान्तीयभाषाणाम् अतीव प्राधान्यं दास्यन्ति तत् मह्यं न रोचते इदानीम् अहं यदि अस्माकं नेता सह मिलित्वा तान् एकमेव प्रश्नं पृच्छामि किमर्थम् अस्माकं प्राचीनवैदिकसंस्कृतिं निष्कास्य प्राथमिकरूपेण तत्र प्रान्तीयभाषायाः प्रामुख्यं प्रचलन्ति किमर्थं तत् आवश्यकं कर् कुर्वन्ति इति तदेव मया प्रष्टुं आशा अस्ति यदि अहं मिलित्वा यदि अहं तत् नेता नेतायाः नेतां मिलित्वा प्रष्टुम् इच्छसि चेत् प्रथमं प्रश्नं तु तदेव मह्यं भवति